गायनकाले भावनानां पात्र बहु प्रामुख्यं वर्तते कथं नाम गायनद्वारा यदि भावना नास्ति तर्हि तद् गानमेव नास्ति किमर्थं नाम वयं भावनया विना गानं गीयते चेत् अस्माभिः तदानीं तत् केवलं वाक्यमयं भवति तावदेव अतः अस्माभिः भावना भावनासहितं गानं गीयते चेत् सम्यक् तेन किं भवति नाम अस्माकं सुखकरं सुखकरं भवति दुःखं किमपि वर्तते चेत् तस्य न्यूनता न्यूनता भवति किमपि अस्माभिः यद् समीचीनं दृष्टं भवति पुष्पं वा सुन्दरं वनं वा सुन्दरं यत्किञ्चित् दृष्टं भवति सुष्ठु यद्दृष्टं भवति

अतः भावनया विना कदापि गानं न करणीयम् अतः भावना अत्यन्तम् अपेक्षिता एव गायनं गायनद्वारा अस्माकम् अन्तः करणे यः क्लेशः ये दोषाः सन्ति तेषां वारणं च कदाचित् भवति अतः भावना सम्यक् भवति चेत् गायनमपि सम्यक् बुध्यते